हरि ओम् नमो नमः वद आम् महालक्ष्मीस्वर्णालयः अस्ति अत्र कथय किं ज्ञातुम् इच्छसि अस्तु निर्मा अस्तु स्वर्णालङ्कारं क्रीणितुम् इच्छसि अस्तु किं स्वर्णालङ्कारं क्रीणितुम् इच्छ इच्छसि कण्ठस्य कर्णस्य हस्तस्य वा

अस्तु अत्र सर्वम् उपलभ्य सर्वम् उपलभ्यते अत्र भवान् एकवारम् आगच्छतु आगत्य पश्यतु तत्र डिजैन् यत् कथ्यते तद् एकवारं पश्यतु दृष्ट्वा चयनं करोतु चयनं कृत्वा यदि चयने इच्छा भवति तर्हि तत् क्रीणातु अत्र अस्माकम् आपणे डिस्कौण्ट् इत्यादिकम् अपि प्रचलति भवान् तदपि स्वीकर्तुम् इच्छसि इच्छति चेत् तदपि भवान् प्राप्स्यति इति मम अत्र किं कथ्यते विश्वासः अस्ति अधुना कथय कस्मिन् दिवसे भवतां भगिन्याः विवाहः अस्ति भगिन्याः वा अस्तु पुत्रस्य विवाह अस्ति अस्तु कस्मिन् दिवसे अस्तु दिसम्बरमासस्य त्रयोविंशतिदिनाङ्के अस्ति भवतु कुत्र तत्र विवाहः भवति अस्तु त्रिवेणीनगरे भवतां पुत्रस्य विवाहसम्पन्नः भविष्यति आम् तु मम आपणस्तु सम्मुखे एव वर्तते त्रिवेणीनगरात् किञ्चित् दूरमेव मम आपणम् अस्ति भवान् तु जानाति एव अहं यावत् चिन्तयामि भवान् ज्ञात्वा एव अत्र दूरवाणीं कृतवान्

आम् आम् आम् आम् अस्तु अस्तु अत्र आगच्छतु आगत्य पश्यतु अत्र कण्ठहारम् अस्ति पुनश्च नेत्र कर्णस्य तत्र अलङ्कारादिकं वर्तते अत्र सैलिरपि उत्तम उत्तमा अस्ति कण्ठहारस्य रूप्यकम् तत्र एकलक्षं द्विलक्षं यावत् भवान् इच्छति तावदेव तत्र भवान् यथा मूल्येण प्राप्सति तत्र चिन्ता मास्तु अत्र विश्वासः एव प्रथम एव अस्माकम् अत्र विश्वासे एव सर्वत्र प्रचलति भवान् तु चब्बीस् कैरट् स्वर्णम् अत्र एव प्राप्स्यति अन्यत्र न जानामि प्राप्यते न वा परन्तु अस्माकम् आपणे प्राप्यते एव विश्वासेन अत्र आगच्छतु तत्र परिवारेण सह अत्र आगच्छतु अत्र चिन्ता मास्तु आगच्छतु अत्र आगत्य पश्यतु भवान् अत्र रविवासरे मागच्छतु रविवासरे अस्माकम् आपणं तु अत्र उन्मोचनं न भवति अत्र सोमवासरे मङ्गलवासरे पुनश्च यत्र अवकाशः स्यात् तस्मिन् दिवसे नागच्छतु अवकासदिवसे अस्माकम् आपणं तु बन्द् उन्मोचनं न भवति आप् अवकाशं विहाय अत्र आगच्छतु अस् आम् भवान् अत्र आगत्य यदि स्वर्ण अलङ्कारस्य तत् किं कथ्यते रुचिर्यदि न स्यात् तर्हि अस्माकम् अत्र कारिगरः कर्मकर्तारः अत्र सन्ति तानपि वक्तुं शक्यते कीदृशम् इच्छति तदपि ते निर्मातुं शक्यते शक्यन्ते करिष्यामि आम् अस्तु तर्हि अत्र अधुना सोमवासरे आगच्छतु नास्ति चिन्ता नास्ति अस्तु स्थापयामि आम्